आधुनिक काले अस्माकं जिवनविधानम् अतीव परिवर्तनम् अभवत् बालकानां जीवने मीडिया अतीव प्रभावं द्योतयति इदानीं विना टी वि कम्प्यूटर् गृहमेव नास्ति इति विषये अतिसयोक्तिः एव न जीवनशैल्यामपि बहु परिवर्तनं सञ्जातं केवलं उपनिषदः आरभ्य रामायणमहाभारतपर्यन्तम् अस्माकं अमूल्यविषयात्मकग्रन्थाः सर्वे लुप्ताः भवन्ति अतः अतः वयं काचित् श्रद्धारूपेण एताः ग्रन्थाः रक्षणीयाः तेषाम् अधिकृत्य इदानींतनकाले बालानां किञ्चित् ज्ञानं दातव्यमासीत् तदस्माकं कर्तव्यम् इति अहं मन्ये रामायणे वाल्मीकिना यदा उक्तं तत्र रामायणमध्ये भ्रातृ पिता पुत्रोः पितृवाक्यपरिपालणं भातृ भ्रातृ पिता पित्रोः मध्ये स्नेह सम्मन्धाः पितृवाक्यपरिपालनं तेषां सम्मानं वा एतेषां सर्वं ज्ञातुम् अवगन्तुं पालयितुं च शक्नुमः तदेव भ तदैव भारते यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् इति एकेनैव वाक्येन व्यासमहर्षिणा सर्वं भारतकथा नित्यजीवने सांसारिकबन्धाः एवं ज्ञातॄणां मध्ये द्वेषं कथं प्रचलति कथम् अस्माकं कीर्तिः अधिकारं वा प्राप्तुं वयम् अस्माकं बान्धवान् जनान् कथं दूरीकुर्मः इत्यादि विषयान् अवगन्तुं भारतरामायणादि ग्रन्थानां प्रस्तुत आवश्यकं आवश्यकं इति अहं मन्ये तद्विषयज्ञानेन जीवनं यापनं सुलभतरं भवितुम् अर्हति इति अपि अहं चिन्तयामि